पारम्परिकसंस्कृतेः रक्षणार्थं जनाः वेदं पठन्ति

तत् प्रथमम् अभ्यासः वर्तते इदं संस्कृतभाषां रक्षितुं संस्कृतभाषा केवलं भाषा न संस्कृत इति व्यवहारो वर्तते एवं परम्परा इत्यपि संस्कृतम् इत्यनेन उच्यते यतः सुष्ठु कृतम् इति संस्कृतम् इति अस्माभिः उच्यते

अतः यत्किञ्चित् यं संस्कारादिकम् आध्रियते अस्माकं दैनिकचर्यायां वार्षिकचर्यायां मासिकचर्यायां मन्त्रपाठः क्रियते सन्ध्यावन्दनादिकं क्रियते पुनः संस्कृतभाषायां सम्भाषणं कर्तुं प्रयासः क्रियते तादृशी एवं तादृशम् अस्माकं व्यवहारः यद् यत्किञ्चित् अस्ति तत्सर्वमपि पारम्परिकसंस्कृतेः सम्माननाय आचरणे च साहाय्यं करोति